सामाजिकपरिरक्षणे अभिवृद्धौ च कार्यक्रमाः अस्माकं प्रदेशे प्रचलिताः सन्ति सर्वकारपक्षादपि वैयक्तिकरूपेण तत्र तत्र एतादृशाः कार्यक्रमाः प्रचलिता दृश्यन्ते सर्वकारेण कदाचित् तत्र धनसाहाय्यादिकं प्रदीयते तदपेक्षयापि वैयक्तिकेच्छानुसारेण एतादृशकार्येषु आत्मानं नियोजयन्तः बहवः तत्र तत्र अस्माकं मण्डले दृश्यन्ते परिसररक्षणार्थं बद्धकटयः केचन कन्नडमाध्यम शिक्षणादि प्रादेशिक मा माध्यमेन शिक्षणव्यवस्थार्थं यतमानाः केचन एवं बहवः सन्ति एतादृशेषु कार्यक्रमेषु प्रवर्तमाना